आम् अहं महाभारते कर्णस्य अभिनयं कृतवान् किमर्थं वदामि चेत् मम नाट्यशिक्षकः चिन्तितवान् मम स्वस्थं तथा उच्चारणशैली अतीवसम्यक् अस्ति अहं कर्णस्य चरित्रस्य अभिनेतुं शक्नोमि तस्मात् पात्रेण मया शिक्षितं यद् जीवने किमपि कठिनः समयः आगच्छति अस्माकङ्कृते तस्य निवारणार्थं प्रयासः कर्तव्यः दानवीरः इति पदं केवलं मुखे एव न वास्तविकरूपेण करणीयं यथा कर्णः स्वस्य कवचकुण्डलं इन्द्रस्य कृते दत्तवान् आसीत् कर्णः इव दुरात्मानं दूरे स्थापयेत् अन्यथा अस्माकं सर्वाणि सद्गुणाः पूर्णञ्च नश्यन्ति